अन्तर्जालद्वारा शिक्षणेन बालकानां जीवने प्रभावः नैव इत्येव मम मतिः तत्र शिक्षकस्य पुरतः यदा बालाः उपविशन्ति तदा तेषाम् अवगमनं कथमस्ति तेषाम् अन्यथा विषयाः के के अवगन्तुं शक्नुवन्ति इति एकम् छात्राणां भावम् अवगन्तुं शिक्षकः वा शिक्षिका वा शक्नोति पुनश्च तत्र एकः प्रेमभावः केवलं पाठनं स्वीकरणमिति बालानां कृते सर्वदा न भवति एव अन्य ज्येष्ठाः अन्यथा ते कथं व्यवहरन्ति इति सर्वमपि अब्सर्व् कृत्वा एव शिक्षकाः तेषां कृते पाठयन्ति चेत् बालानाम् अवगमनं समीचीनं भवति कश्चन बालकाः बहु कर्पूरबुध्या सः भवेत् कश्चन बालकः किञ्चित् तावद् शीघ्रम् अवगन्तुं न शक्नोति इति भवेत् एतादृशम् अवगमनं यदा बालाः पुरतः सन्ति तदा एव वयं तद् ज्ञातुं शक्नुमः तादृशं ज्ञात्वा तदनुसृत्य पाठः एव बालानां कृते पाठः एक लेक्चर् इव अन्तर्जालद्वारा कुर्वन्ति बालाः तत्र एक वन् बै वन् इञ्च् स्क्रीन्मध्ये तस्य मुखमात्रम् एव दर्शयति सः अन्यथा खादति वा निद्रां करोति वा सः अवगच्छति वा नावगच्छति वा किमपि न ज्ञातुं शक्नोति शिक्षकः तत्र विशिष्टतया कोविड् इति महामारिसमये यावद् ओन्लैन् वर्गाः आसन् तदा गृहे अपि वयम् एवम् साक्षात् अनुभूतवन्तः यत् अन्तर्जालद्वारा बालकानां सम्पूर्णः पाठः इति कश्चनविषयः न भवेत् इत्येव वयम् अनुभूतवन्तः कदाचित् एकवर्गः वा वर्गद्वयं वा नो चेत् बहु स्पेशलैस्ड् एकः निपुणः नैपु पाठयति सः साक्षादागन्तुं न शक्नोति कुतश्चित् पाठयति इति इतस्ततः एकैकाः वर्गाः एवं भवितुम् अर्हति एवम् आदिनं सम्पूर्णः पाठः अन्तर्जालद्वारा बालानां कृते पाठनम् इति न भवेत् सर्वदा न भवेत् सर्वथा न भवेत् इत्येव मम आशयः